अहं टि विमध्ये एकं याड् दृष्टवान् ततः अहो एतत् सम्यक् भवतीति कृत्वा क्षवरपेणम् अस्तीति कृत्वा तत्र आपणात् स्वीकृतवान् परं तत् सम्यक् नास्ति किमर्थमित्युक्ते तत् सम्यक् अस्तीति दर्शितं परं यद्दर्शितं तद् नास्तीति अहं भावयामि तद् उपयोगं करणे उपयोगकरणेन अस्माकं त्वचः मलिना जाता तत्र यत् सौन्दर्यं पूर्वमासीत् तद् नष्टमभवत् अनेन कारणेन यद्दृष्टम् तद् न भवति यत् भवति तत् न द्रष्टव्यम् इति अहं चिन्तयामि